अस्माकं देशे बहवः भाषाः जनाः भाषयन्ति एकं प्रदेशतः अन्यप्रदेशम् अपि गमनार्थं वा पठनार्थं वा अ अन्य कार्यार्थं वा गच्छन्ति तत्रापि वासं कुर्वन्ति तादृश समये तत्रत्यः प्रान्तभाषाम् अपि ते अवगच्छन्ति ते ज्ञ ज्ञातुम् इच्छन्ति तादृशम् अन्य भाषा अन्यभाषानाम् प्रभावः अपि अत्र संस्कृतभाषाप्रयोगे किञ्चित् परिवर्तनं भवति सर्वासु भाषासु संस्कृतभाषा भाषा एव माता इव अस्ति